अस्माकं राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतप्रभावः अस्ति परन्तु बहु न्यूनम् अस्ति किमर्थं न्यूनम् अस्ति इत्युक्ते बहु मम मित्राणि विषयः वयं स्वीकृतं चेत् मित्राणि बहूनि मित्राणि संस्कृतं जानन्ति जानन्ति परन्तु ते कथं पाठयितुम् इति एतद् विषये त तस्याः ते तेषाम् ते बहु भीतः अस्ति कथं पाठयितुं कथं दर्शयितुं पा पाठनकौशलं कथं कीदृशं भवति मह्यं जानाति वा लेदास् तेषां पुरतः कथं पाठयितुं एतान् ए एतानां विषयानां कृते ते बहु भीतः अस्ति अतः अहम् अपि पाठयितुम् एतत् विषयं कृते किञ्चित् अवगाहनार्थम् अहमपि मम मित्रैः सह चर्चा अहं कृतवती केचन मित्राः संस्कृतं पाठयितुम् अग्रे आगच्छन्ति परन्तु इतोऽपि केचन भयभीतः अस्ति अतः तत् तस् तत् भीतिः विना कथं पाठयितुम् एतत् विषये अहमपि मम पक्षतः अहं मम मम प्रयत्नं करोमि संस्कृतं चेत् संस्कृतस्य प्रभावः शिक्षणव्यवस्थायाः प्रभावः इत्युक्ते बहवः जनाः पाठयितुं पाठयितुं पाठयितुम् अग्रे आगन्तुं ते इच् इच्छन्ति परन्तु एतद् विषये बहु प्रचारः आवश्यकम् प्रचारः इत्युक्ते संस्कृतं ब संस्कृतं सरलभाषा सर्वे आगच्छन्तु पाठयन्तु दशदिनशिबिरद्वारा पाठं न संस्कृतं ज्ञातुं शक्नोतु एतत् विषये बहु प्रचारः आवश्यकम् एतस्मिन् विषये अहं मम पक्षतः अहं म साहायम् अवश्यम् अहं दातुं शक्नोमि